संस्कृतसाहित्यस्य आरम्भः वेदाः भवति पश्चात् लोहयुगस्य संस्कृतमहाकाव्यं शास्त्रीयसंस्कृतसाहित्यं च भारते शन्नयुगात् प्रारम्भिकं मध्ययुगपर्यन्तं प्रफुल्लतम् एतत् साहित्यम् एकादशशतके पुनः एकवारं प्रफुल्लितम् क्षयस आरम्भात् पूर्वम् एव अखिलभारतीय संस्कृत उत्सवः संस्कृतस्य पुनरुद्धारणाय प्रचलितं प्रशासानं भागरूपेण द्वि अधिक द्विशतं तः प्रारब्धः अस्ति अस्य महोत्सवः उद्देश्य संस्कृतसाहित्यस्य प्रचाराः भारतस्य आधुनिकभाषा अपि संस्कृततः उत्पन्नः अथवा संस्कृतेन गम्भीररूपेण प्रभाविताः सन्ति अस्य कारणात् भारतीयसंस्कृतैः संस्कृतसाहित्यस्य प्रभावः अपि अतीव गहनः अस्ति